सजीवव्यक्तिम् आधृत्य चित्रं मया कृतमस्ति तस्य अनुभवः एवमासीत् अहम् एकं बालम् उक्तवान् भवतः अहं चित्रं करोमीति अतः तम् उपावेशितवान् सः अष्टवयस्कः आसीत् तम् उपावेशितवान् तदुत्तरम् आरब्धवान् चित्रम् चित्रं यदा क्रियते स्म मया तदा महान् कालः स्वीकृतः तेन च सः बालकः एकत्र उपवेष्टुम् अशक्तः तदानीं मया ज्ञातं यत् अग्रिमपर्याये मया बालः न स्वीकर्तव्यः अपि तु इतोपि कश्चन ज्येष्ठः वा स्वीकर्तव्यः इति तेन च अग्रिमपर्याये मया अन्यः कश्चन ज्येष्ठः उपावेशितः तस्य यदा अहं चित्रमारब्धवान् तदानिं स उपविष्टः एव आसीत् सः चञ्चलः नासीत् किन्तु मम चित्रे कदाचित् हस्तं न्यूनं भवति स्म कदाचित् पारं पादः दीर्घं भवति स्म एवं विपर्ययः विपर्ययः दृष्टः कुत्रचित् विकृतं जातं चित्रम् पुनः एवं द्वित्रिवारं कृत्वा कृत्वा मया किञ्चित् सम्यक्तया चित्रं कर्तुमारब्धम् तदानीं मम अभ्यासः जातः एवं द्वित्रिवारं चित्रस्य अभ्यासकरणादूर्ध्वमेव पितामहस्य चित्रमहं कृतवान्